नमस्ते स्विग्गे अहं भवतां द्वारा गणेश उपाहारमन्दिरतः स्थालिकाद्वयं सोपस्करदोसां तथा स्थालिकाद्वयम् इड्लिकाम् आनेतुं सूचितवान् किन्तु अनवधानेन स्थालिकाद्वयम् इड्लिकां सूचितवान् कृपया आवलितः इड्लिकाद्वयं स्थालिकद्वये इड्लिकां निष्कास्य केवलं सोपस्करदोसाम् आनयतु इति सूचना